सप्तपञ्चाशदधिक एकोनविंशतितमवर्षस्य फ़र्वरि मासस्य एकविंशति दिनाङ्कः त्रयोदशाधिकद्विसहस्रतमवर्षस्य जूनमासस्य त्रिंशद्दिनाङ्कः अष्टोत्तरद्विसहस्रतमे वर् तमवर्षस्य अगस्त्मासस्य सप्तदशदिनाङ्कः त्रिचत्वारिंशदधिक अष्टादशतमवर्षस्य सितम्बर् मासस्य षोडशदिनाङ्कः अष्ट अष्टात्रिंशदधिक षोडश षोडशतमवर्षस्य जुलै मासस्य विंशतिदिनाङ्कः